ग्रामीणक्षेत्रेषु न्यायस्य उप्लब्धिः अनेकानां कष्टानां समानं करोति येन ग्राम्यनगरीयसमुदाययोः मध्ये महत्वपूर्णः अन्तरः सूच्यते दूरं परिवहनं च इत्यादीनां भौगोलिकबाधानां कारणात् जनानां कृते दूरं गन्तुं परिवहनस्य मूल्यं च दुष्करं भवति कानूनी प प्रक्रिया इत्यादीनां सेवानां व्ययः अतीवमहत्वपूर्णं भवति तस्य कारणात् कानुनीसहाय्यस्य उपलब्धिः सीमितः भवति ग्राम्यक्षेत्रेषु अपि जालं सीमितमस्ति अन्तर्जालं सीमितमस्ति अतः देशे बहवः बहवः नियमाः जनाः न अवगताः सन्ति एतः आह्वनः ग्रामीणसमुदायैः अनुभवः अनुभवितं न्यायान्तरं पूरयितुं बहुपक्षीयसमाधानस्य आव आवश्यकतां प्रकाशयन्ति सम्भाव्य दृष्टिकोणेषु अन्तर्भवन्ति कानुनी स्से सहायतासेवानां वित्तपोषणस्य च विस्तारः चलकानुनी चिकित्सालयानां विकासः प्रसारकार्यक्रमाः च कानुनीसानुक्ष साक्षरता जागरूकता च प्रवर्धनं ग्रामीण ब्राड्बेण्ड् आधारभूतसङ्ग्रहः संरचनायां निवेशः डिजिटल् साक्षरताप्रशिक्षणः च ग्रामीणक्षेत्रेषु कार्यं कर्तुं कानूनी व्यवसायः व्यावसायिकान् प्रोत्सहयितुं वैकल्पिकविवादनिराकरणं निराकरणतन्त्राणां समर्थनं एतासां कठिनतानां निवारणं कृत्वा वयं सर्वेषां न्यायः न्यायस्य सामानप्रवेशं सुनिच् निश्चितं कार्यं कर्तुं शक्नुमः तेषां स्थानं यथापि भवतु